हरिः ओम् कबोर्ड् एकं वयं क्रीतवन्तः मया तत्र आदिष्टमन्यदस्ति भवद्भिः प्रेषितं भिन्नमस्ति वर्णः अपि भिन्नः अस्ति तस्य परिमाणम् अपि भिन्नः अस्ति अतः एतत् पुनः स्वीकुर्वन्तु अस्माभिः आदिष्टमेव प्रेषयन्तु